द्वाविंशतिदिनाङ्कः जनवरी मासः द्विसहस्रतमवर्षः पञ्चादशदिनाङ्कः आगस्ट् मासः सप्तचत्त्वारिंशदोत्तरनवशतोत्तर एकसहस्रम् नवमदिनाङ्कः डिसम्बर् मासः एकचत्त्वारिंशदोत्तर अष्टशतोत्तर एकसहस्रम् अष्टादशदिनाङ्कः जुलैमासः पञ्चविंशतोत्तरद्विसहस्रम् सप्तमदिनाङ्कः जून् मासः त्र्यशीतोत्तरनवशतोत्तर एकसहस्रम्